अस्माकं प्रदेशे परितः वनं वर्तते बृहद्वनं नाम महारण्यमेव वर्तते तत्र नानाप्राणिनः वसन्ति विशिष्य व्याघ्राः सूकराः वर्तन्ते तेषां जीवनं तत्र उत्तमं वर्तते मध्ये मध्ये केदाराः अपि वर्तन्ते तत्र जनाः वासं कुर्वन्ति वर्षाकालः अधिकतया भवति षण्मासपर्यन्तं वर्षाकालः भवति तदनन्तरं तत्र शैत्यम् एवं घर्म एवं सर्वकालसम्मिश्रणं तत्र दृश्यते तत्र कृषकाः वने सत्त्वेपि निर्भीतिः निर्भीत्या वसं वासं कुर्वन्ति आहत्य तत्र जीवनार्थं अन्यव्यवस्थाः ये नगरे वर्तन्ते तादृशव्यवस्थाः न सन्ति किन्तु ते सन्तृप्त सन्तृप्तजीवनं यापयन्ति